आन्ध्रप्रदेशराजे विद्यमानम् एकं पर्यटनस्थानं भवति तिरुपतिः तिरुपति इति तावत् आन्ध्रप्रदेशे विद्यमानम् इदानीं नूतनतया पदवीप्राप्तं जनपदं भवति अत्र तिरुपति तावत् लघुनगरम् अस्मिन्नेव लघुनगरे तिरुमला इति कश्चित् पर्वतप्रदेशः वर्तते अयं तावत् अयं पर्वतप्रदेशस्तावत् तत् लघुनगररूपेण एव वर्तते अतः अत्रत्य व्यवस्थाः दृष्ट्वा एव अ अनेके जनाः चकिताः सन्ति यतोहि व्यवस्थितरूपेण मार्गः निर्मि न केवलं निर्मितः अपि तु संरक्षितः अपि वर्तते एवं सर्वेषां जनानां कृते तिरुमला इति प्रदेशे तिरुमलायां तावत् भोजनव्यवस्था वर्तते वासव्यवस्था वर्तते अथवा सर्वेषां कृते एव सौजन्यरूपेण शौचालयव्यवस्था अपि वर्तते इत्येवम् अनेके विशिष्टाः व्यवस्थाः अत्र तिरुमलायां दृश्यन्ते एवमेव तिरुमला इति प्रदेशः कथम् एवं प्रसि प्रसिद्धिं प्राप्तः प्रसिद्धिं प्राप्तः इति कारणात् इति चेत् अत्र भगवतः श्रीवेङ्कटेश्वरस्य सान्निध्यम् अस्ति इत्येव सर्वेषां विश्वासः पुराकालादेव अत्र भगवतः सान्निध्यं दृश्यते इति अत्रत्यजनाः वदन्ति एवमेव ये आगच्छन्ति ते कदाचित् बस्यानेन लोकयानेन पर्वतं पर्वतप्रदेशं गच्छन्ति तिरुमल तिरुपतितः तिरुमलां गच्छन्ति अथवा पद्भ्याम् अपि तिरुमलां गच्छन्ति यद्यपि दर्शनार्थम् अनेकाः घण्टाः भवन्ति चेदपि एते जनाः तथा विश्वासेन श्रद्धया च दर्शनार्थम् तावत्समयम् अपि प्रतीक्षां कुर्वन्ति एवमेव तत्रत्यविशेषः प्रसादः भवति प्रसादविशेषः भवति लड्डुकम् इति तिरुपतिदेवालय अथवा तिरुमलदेवालयात् प्राप्यमानः अयं प्रसादविशेषः लड्डुकम् इति तद् लोके अपि अत्यन्तप्रसिद्धं वर्तते